मया न्यायदर्शनं किञ्जिददि किञ्चिदधीतम् तत्र प्रमाणानि चत्वारि अङ्गीक्रियन्ते किं नाम प्रमाणम् इत्युक्ते प्रमायाः करणं प्रमाणं भवति न्यायदर्शने चत्वारि प्रमाणानि स्वीक्रियन्ते तानि यथा प्रत्यक्षम् अनुमानम् उपमानं शब्दः इति प्रत्यक्षं नाम साक्षात्कारिप्रमाकरणं प्रत्यक्षम् उदाहरणं भवति घटं पश्यति अनुमानं नाम लिङ्गपरामर्शः अनुमानं भवति उदाहरणं भवति पर्वतो वह्निमान् धूमवत्त्वाद् इति अनुमानं पुनः द्विविधं भवति स्वार्थानुमानं परार्थानुमानञ्चेति उपमानं नाम उपमितिकरणम् उपमानम् अस्योदाहरणं भवति गोसदृशः गवयः इति शब्दः नाम आप्तवाक्यं शब्दः भवति इत्येवं रूपेण न्यायदर्शने चत्वारि प्रमाणानि सन्ति